हरि ओं भगिनि अहं मम लेखनं प्रेषितवती दृष्टवती वा भवती पञ्चाङ्गविषये प्रेषितवती परिमार्जन अंशानि अस्ति वा इति एकवारं दृष्ट्वा वदति वा किं किं किम् अभवत् भगिनि कुत्र दोषाः सन्ति

सत्यम् किं करणीयमिदानीं आम् सत्यम्

अस्तु

अस्तु एकवारमहं पुनः पश्यामि किन्तु कुत्र कुत्र दोषाः सन्ति इति भवती किञ्चित् दृष्ट्वा तत्र मार्क् किमपि कृत्वा प्रेषयति चेत् उत्तममासीत् अस्तु अस्तु भगिनि आम् अस्तु अस्तु भगिनि अन्यत् किमपि दोषाः सन्ति वा आम् अस्तु किन्तु मम कृते बहु क्लेशः भवति भवती किञ्चित् विवरणं दातुं शक्यते वा

अहं आम् अस्तु अहं पुनः सम्यक् लिखित्वा प्रेषयामि दिवसत्र दिवसत्रयमपेक्षितमस्ति शीघ्रं समापयित्वा प्रेषयामि भगिनि अस्तु भगिनि धन्यवादाः